सप्तचत्वारिंशतधिकं नवदशशततमं वर्षस्य आगश्ट् मासस्य पञ्चदशदिनाङ्कः पञ्चाशतधिकं नवदशशततमं वर्षस्य जान्वारि मासस्य षड्विंशतिः दिनाङ्क अष्टाशीत्यधिकं अष्टादशशततमं वर्षस्य सेप्टेम्बर् मासस्य पञ्चदिनाङ्कः चतुश्शताधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य द्वाविंशतिः दिनाङ्कः पञ्चाशतधिकं नवदशशततमं वर्षस्य सेप्टेम्बर् मासस्य सप्तदशदिनाङ्कः